हरि ओं आं श्रूयते खलु आं भवान् शुभा अस्ति खलु आम् अहम् एच् विश्वास् वदन्नस्मि पोलिस् इस्टेशान् तः भवतः नाम कम्प्लेन्ट् आगतं भवान् दिनत्रयात् प्राग् बिद्दापीठतः दिचक्रिकायानं स्वीकृतं परन्तु प प्रत्यार्पणं न कृतं हा तत्तु अवश्यमेव अस्ति ते दत्तवन्तः मम निकटे अस्ति भवान् स्वयमेव वदति चेत् तर्हि किमपि न भवति भवान् केवलं तद् दिचक्रिकायानं प्रत्राप प्रत्यार्पणं करोति चेत् इतोऽपि किमपि व्यवस्था न कल्पनीया परन्तु भवान् यदि नाङ्गीकरोति तर्हि यदि अहं प्रयासं कृत्वा तद् श्वीकर्तुं शक्नोमि तर्हि बवतः कृते जेल् अवश्यमेव भवति चिन्तयतु परन्तु भवान् नासीत् वा परन्तु ते उक्तवन्तः भवान् ततः स्वीकृतं दिनत्रयात् प्राग् भवतः भवतः ऐकार्ड् अपि तत्र प्रदर्शित्वा एव स्वीकृतं ते तु एवमेव न दीयते खलु हा तर्हि भवान् नासीद्वा प्रमाणं ददामि वा चिन्तयतु पुनः एकवरं वदामि स्वच्छया वदति चेत् तर्हि जेल् न प्रेषयामि एवमेव दिचक्रिकायानं प्रत्यर्पणं करोति चेत् तर्हि कष्टं न भवति आं नाम तर्हि भवतः निमित्तं सि सि केमेरा दृष्टब्यं अस्तु हा तर्हि भवान् जानाति किल तत्र सि सि केमेरा अस्ति किमर्थं तद् विस्मृतं